शिल्पपदस्य अर्थः सामान्यतया कुशलसृष्टिः व्यापकः अतः विविधः येन तस्य प्रयोगः सटीकः भवति वास्तुकला काष्ठकर्म शब्दशिल्पः स्वः स्वरशिल्पः शिल्पः इत्यादयः सामान्यशब्दाः प्रयुक्ताः सन्ति वर्तमानप्रवेशे शिल्पस्य व्याख्या सीमितरूपेण कृताः अस्ति मृत्तिकाशिल्पस्य प्राचीनतम माध्यमेषु अन्यतमम् अस्ति मणिपदकमुद्रितमुद्रा आदि अस्मिन् माध्यमे वस्तुभ्यः अति जटिलाः जटिलाः वा शिल्पाः निर्मिताः प्राचीनशिल्पकाराः अपि आर्द्रमृत्तिकाशिल्पाः सूर्ये शोषयितुं वा अधिकं स्थायित्वं प्राप्तुं सेकयितुं वा युक्तिं जानन्ति स्म शिल्पकला बोधात्मका आविष्कारत्वात् तस्य स्थलीयम् अस्तित्वं भवति यथार्थस्थानम् अतिक्रम्य स्वस्य अस्तित्वं स्थापयितुं भवति चित्रवत् उपदेशात्मके अवधारणात्मके वा अन्तरिक्षे मूर्तिरूपं दातुं न शक्यते चित्रस्य लम्बदृष्टिकोणम् णस्य आवश्यक्ता भवति इति कारणतः चित्रस्य आकारः रूपं च बहुधा स्थिरं भवति परन्तु परिवर्तनशीलदृष्टिकोणेन सः शिल्परूपस्य परिवर्तनात् तस्य एकः अपि रूपरेखा वा आकारः वा नास्ति आकारस्य अन्तरिक्षस्य च परिवर्तनशीलस्य तणावे शिल्पानुभवः निरन्तरं पुनः सृजते यद्यपि शिल्पं गुरुः भौतिकः तथापि तस्य दृष्टानुभवः एवं चेतनः गतिशीलः च अस्ति उपरियुक्तानि लक्षणानि पुरातनं नवीनयोः कस्यापि प्रकारस्य शिल्पस्य विषये अक्षुण्णानि एव तिष्ठन्ति यतः ते प्रकृतौ निहिताः सन्ति शिल्पकलाप्रयोजनानि परिदृश्यकलासंस्कृतेः विशिष्टत्वात् तेषां दृश्यव्यञ्जने अपार विविधता वर्तते अतः शिल्पकला अवधारणायाः सम्यक् विचारं प्राप्तुं भिन्नभिन्नकलाकारैः भिन्नभिन्नकालेषु भिन्नभिन्नसांस्कृतिकपरम्परासु एताम् अवधारणां कथं साक्षात् कृता इति द्रष्टव्यम्